आमामाम् अहम श्रीरां वा फ़ोटोशोप् तः वदामि वदतु एवं कस्य एवं कदा एवम् अहं पा तिष्ठतु अहं पश्यामि ता तस्मिन् समये अहं र् कार्ये अस्मि आसं न भविष्यामि वा न मम कार्यं नास्ति वा पश्यामि तिष्ठतु एवं न न नास्ति कार्यं वदतु अग्रे प्रिवेदिङ्ग् त्रिंशत्सहस्रं वेडिङ्ग् अपि तद् तस्य पुनः तस्य रूप्यकाणि वदतु अग्रे किम् आं शक्यते आं न त तस्मिन् समये अहं न आगमिष्यामि मम एकः सहायकः अस्ति स आगामि गमिष्यति तत्र कपुर्बावडितः दिनं द्वे द्वे एव आम् आम् आं सम्यक्तया स्वीकरोमि अहं वदतु ना भवती एव् वदतु कदा अहं तो फ़्री तद् व्यस्तः कार्ये न अस्मि तस्मिन् समये मासान्ते चलति हा प्रीवेडिङ्ग् शूट् त्रिंशत्सहस्रम् एकम् अग्रे अग्रे वेदिङ्ग् शूट तद् तस्मिन् दिने रात्रौ अपि लब्धः करणीयं वा शूट् हा स्टार् हा सर्वैः स्वीकृत्य आम् पञ्चाशत्शहस्रम् अधिकं न

अरे न महोदया इदानीं न भो इ इदानीम् अहं न्यूनं कृत्वा एव वा उक्तवान् करणीयं वा अहं इदानीम् आगच्छति वा हरिः ओम् एवं कदा कदा आगतः आगन्तव्यम् एवम् ए आम् आम् एवं मम अड्रेस् तद् गान्धिः च तिराह् राम्टेके तत्रैव एवं धन्यवादः स्वागतं